सस्यानां सङ्गृहीतं मम एकं हेबिट् वा मम इच्छा वा इति वा वक्तुं न शक्यते शक्नोमि किन्तु सस्यविषये मम इच्छा अधिका वर्तते इति हेतोः अहं मध्ये मध्ये किमपि किमपि सस्यानि गृहीत्वा मम गृहस्य समीपे स्थापयामि तत्र तु फलपुष्पाणि पुष्पाणि केवलं नास्ति फलानि सस्यानि औषधानि इत्यपि अहं स्थापितवती अस्मि प्रतिवर्षं मम जन्मदिनाङ्के अहम् एकमेकं वृक्षाः स्थापयामि अस्मिन् मम विंशतितमे जन्मदिने अहम् एकं नीम्

अतः फलानां विषये अस्माकं गृहे क्लेशो नास्ति प्रतिदिनं किमपि किमपि भोक्तुं शक्यते

चिल्ली तर्काली इत्यादयः अपि गृहे अतः साक्षात् स्वीकृत्य कुक्किङ्ग् कर्तुमपि शक्यते